अस्माकं समीपे सर्वकारीयचिकित्सालयाः

स्तः तत्र एकः अस्ति अस्माकं त्रिपूणितुरा मुनिसिपल् हास्पिटल् तत्र सर्वं सज्जीकरणं सन्ति किन्तु तत् किञ्चित् नगरस्य उत्तमप्रदेशे मध्ये एव अस्ति इति कारणेन तत्र प्राप्तुं ट्राफ़िक् रूपेण किञ्चित् क्लेशः अनुभूयते अन्यत् बहवः तत्र गच्छन्ति इति कारणेन किञ्चित् अधिकं जनाः भवन्ति इति कारणेन चिकित्सां प्राप्तुं किञ्चित् विलम्बः अपि जायते तदेव तत्र प्रश्नः अन्यः एकं सर्वकारीचिकित्सालयः अस्ति त्रिपुणित्रा गवन्मेण्ड् आयुर्वेद मेडिकल् काळेज् भवति तदपि समीपे अस्ति तत्र आयुर्वेदरीत्या चिकित्सां दीयते तत्र अपि प्रातःकालनववादनादारभ्य द्वादशवादनपर्यन्तं मध्याह्नपर्यन्तमेव तत्र औट् पेषण्ट् चिकित्सा भविष्यति अन्यथा एमर्जेन्सि डिपार्ट्मेण्ट् मध्ये गन्तुं शक्यते तत्रापि चिकित्सकाः भवन्ति तत्र गत्वा चिकित्सा प्राप्तुं शक्यते तत्र एकः क्लेशः यदस्ति इति तत्र सर्वम् औषधम् आयुर्वेद औषधं भवति इति कारणेन सर्वं तत्रत्यं न भवति बहिः गत्वा स्वीकरणीयः भविष्यति तत्रेव निर्माणं कर्तुम् अवसरः अस्ति किन्तु किञ्चिदेव औषधानि तत्र निर्माणं कुर्वन्ति